नमो नमः महोदयः अहं मम स्यूतं भवतः केब् मध्ये स्थापितवती अहम् आगमनसमये तत्र एव विस्मृतवती कृपया भवतः केब् कुत्र अस्ति इति सूचयति वा